विगतेषु वर्षेषु मणोरञ्जनस्य प्रवर्तनं बहु वेगेन अभवत् पूर्वं तु सर्वे अपि जनाः ग्रामेषु स्थित्वा ग्रामस्य मुक्यस्थाने नाटकानि पश्यन्ति स्म साक्षात् तत्र नाटकानां प्रदर्शनं प्रचलति स्म अनन्तरं भिन्नभिन्न गा गीतानि प्रदर्शनं गीतानां गानं कुर्वन्ति स्म तत्र सर्वे अपि जनाः तत्र गत्वा उपविश्य तद् दृष्ट्वा आनन्दं प्राप्नुवन्ति स्म मणोरञ्जनं प्राप्नुवन्ति स्म ततः परं किम् अभवत् यता आकाशवाणी आगता आकाशवाण्यामपि गीतानि शृण्वन्ति नाटकानि शृण्वन्ति अनन्तरं चलच्चित्राणामपि ध्वनिं शृण्वन्ति एवं चलति तदनन्तरं दूरर्शनम् आगतं दूरदर्शने अपि वाहिनीः आगताः वाहिनीषु अपि वयं विविधवार्ताः श्रुत्वा वार्ताः दृष्ट्वा दर्शनं स्रवणं च द्वयमपि तद् अभवत् तदनन्तरम् इदानीं तु प्रत्येकस्मिन् अस्त्यपि एकं मनोरञ्जनं यन्त्रमेकं एकं प्राप्तं तदस्ति चरवाणीति वदामः चरवाण्यां यत्किमपि वयं वयं द्रष्टुं शक्नुमः एवम् एवं पुरातनमनोरञ्जनकार्यक्रमे अस्मिन् नूतना आधुनिका मजो मनोरञ्जने च द्वयोः मध्ये भेदः कः इत्युक्ते जनानां मानवीयसम्बन्धानां किञ्चित् नष्टः मानवसम्बन्धः नष्टः इति वयं चिन्ता अहं चिन्तयामि तर्हि मानवीयसम्बन्धः गृहरक्षणार्थमपि मनोरञ्जनम् अत्यवाश्यकं भवेत् अतः यथा मनोरञ्जनार्थं केवलं चरवाणी एव न मिलित्वापि गानकरणं तथैव मिलित्वा एव कदाचित् चलच्चित्रदर्शनं मिलित्वा एव कदाचित् यात्राकरणम् एवं करोति चेत् मानवीयसम्बन्धाः अपि रक्षिताः भवन्तीति मम अभिप्रायः